हरिः ओं महोदये नमस्ते नमो नमः आं महोदये कथमस्ति अहं तु सम्यक् अस्मि भवती कथमस्ति अहो भवत् भवत्याः यत् कथं जातं पठनपाठनं विद्यालये आम् आं महोदया तदेव अहमपि अभवत् अहमपि तदेव चिन्तितं किं करणीयं लब्धं जातं तु तदेव अहम् अहमपि चिन्तितम् अहं मम ममापि सिलेबस् समाप्तं न जातं आं महोदये दिवर्षन् यावत् लब्धं जातम् अथ छात्रा तु आन्लैन् मध्येपि सम्यक्तया न पठितवान् तत्र वीडियो मध्ये अपि न आगतवन्तः एतस्य कारणे एव सः न अवगतवन्तः पठनं किं करणीयं तदेव चिन्त्य चिन्तितम् अधुना कक्षायां यत् आगत् आगच्छति तर्हि तत्र अवगमने बहुक्लेशः जातः अक्षयम् आं तत्तु सत्यमेव तत्तु आन्लैन् मध्ये डिविज़न् जातं तु छात्रा छात्राणां पठन पठनं यत् शक्तिः अस्ति तदेव अधुना न्यूनता जाता पठनशक्तिः अपि नास्ति तत्र विषयज्ञानमपि सम्यक्तया न जातम् अतः तत्र नाम किं भविष्यति भविष्यति तदेव अहं चिन्तितम् अहं तु सम्यगस्मि तद् तत्र मम एतदेव चिन्तितम् विद्यालये किम् भविष् किं करणीयं तत्र सिलबस् अधुनापि न समाप्तं जातं छात्रा किमपि न अवगच्छन्ति भवती भवती सर्वं सिलेबस् समाप्तं जातं वा ओहो तर्हि तु बहुचिन्ता भवति

अग्रिमे मासे तो परि परीक्षापि भविष्यति तर्हि किं करणीयं किं चिन्तितम् अहमेव एवं चिन्तितम् अस्मि पुनः आन्लैन्माध्यमेन कक्षां नयामि ओफ़्लैन् मध्ये तु भविष्यति एव तदनन्तरम् आन्लैन् मध्येऽपि करोमि चेत् छात्रा किञ्चिद् अधिकम् अवगच्छन्ति तत्र म मम चिन्तितम् आं महोदये अस्तु तर्हि महोदये आं महोदये अस्तु तर्हि महोदये तदेव करणीयम् अस्तु आं महोदये आं महोदये अस्तु महोदये पुनर् पुनर्मिलामः नमो नमः